इष्टतमं साहित्यकपात्रं विद्यते मम रामायणे रामस्य सः रामः मर्यादापुरुषोत्तमः इत्यपि कथ्यते इत्युक्ते तेन यथा जीवनं कृतं तत् सर्वम् अस्माकम् आदर्शाय भवति इत्युक्ते सः यथा वा एकपत्नीव्रतस्थः आसीत् एवं पित्राज्ञापरिपालनरतः आसीत् पित्रा यदुक्तं तत् एकमपि प्रश्नम् अकृत्वा इत्युक्ते तदुपरि प्रश्नम् अकृत्वा तद् आज्ञानुसारेण केवलं तद्श्रुत्वा तस्य आज्ञा अस्ति इत्यतः सः राज्यं त्यक्त्वा वनङ्गतवान् एवं एवं पितृपालनरतः आसीत् एवम् एकपत्नीव्रतस्तस्य आसीत् इत्युक्ते एवं ते यत् राज्ये यत्र ये जनाः भवन्ति स्म तेषां समीचीनतया राज्यभारञ्च कुर्वन्नासीत् एवं तस्य भ्रातुः लक्ष्मणस्य एकः समीचीनः अग्रजः आसीत् एवम् आहत्य सः मर्यादापुरुषोत्तमः आसीत्